मैसूरुनगरं प्रति यदा गतवान् तत्रत्य वातावरणं बहु इष्टवान् मम ग्रामापेक्षया बहुसमीचीनं वातावरणमस्ति तत्र तत्रत्य निर्मितिः गृहाणां निर्मितिः बहु भिन्नरीत्या अस्ति मम ग्रामे यथा अस्ति तथा न भवति तत्र आहत्य भिन्न अनुभवः आसीत् वातावरणं वा निर्मितं दृष्ट्वा वा तत्रत्य संस्कृतिं दृष्ट्वा वा बहु अनुभवः प्राप्तवान् अहम्